नमस्ते महोदय

आम् महोदय त समीचीनं समीचीनं महोदय मधुर मधुरवस्तूनि कानि अस्ति जामून् जामून् एकवारं टेस्ट् कुर्मः महोदय आं स्वीकरोमि मधुरता किञ्चित् अधिका करणीया महोदय अधिकं किञ्चित् अधिका करणीया

हा महोदय समीचीनं समीचीनम् होलिका आं महोदय होलिका एकवारं मह्यम् पश्यामि लवणं महोदय अत्र लवणम् अधिकम् अस्ति वा य न जानामि अत्र अ अत्रैव मां टेस्ट् कृतवन्तः

पुळीयोगरे आम् महोदय आम् महोदय कटुः किञ्चित् कटुः आम् महोदय आं महोदय किञ्चित् अधिकं करणीयम् व्यञ्जनं किं किम् अस्ति महोदय व्यञ्जनम्

उत्तममस्ति महोदय व्यञ्जनम् उत्तममेव व्यञ्जनस्य विष विषये किञ्चित् दोषः नास्ति व्यञ्जनं य सर्वं समीचीनमेव महोदय उत्तममस्ति अति उत्तमं महोदय अति उत्तमं महोदय अति उत्तमं बहु बहु उत्तमम् अस्ति रसमपि अहं टेस्ट् कृतवन्तः रसमपि उत्तममस्ति महोदय आमां नमस्ते नमस्ते महोदय अति उत्तमं महोदय अति उत्तमम् आं महोदय आं महोदय सम्यक् महोदय शर्करां किञ्चित् उपयो उपयोजितं शर्करां किञ्चित् न महोदय किं किम् अस्ति पणमपि महं टेस्ट् कृतवन्तः ये ये समीचीनमेव महोदय समीचीनं स सर्वाः पदार्थाः बहु सम्यक् अस्ति महोदय नमस्ते नमस्ते महोदय नमस्ते धन्यवादः